यावत् स्थास्यन्ति गिरयः सरितश्च महीतले तावत् रामायणकथा लोकेषु प्रचलिष्यति इति इति एकःश्लोकः अस्ति किल रामायणस्य महिमा तादृशी अस्ति रामायणम् अस्माकम् इतिहासः द्वयमस्ति किल महान् रामायणमहाभारतं च तत्र रामायणम् आदिकाव्यं भवति तद् आदिकविः वात्मीकिः वाल्मीकिरामायणं कम्बरामायणं मालि रामायणं एतादृशानि बहूनि रामायणानि सन्ति तत्र बालकाण्डम् अयोध्याकाण्डम् आरण्यकाण्डं किष्किन्धाकाण्डं सुन्दरकाण्डं युद्धकाण्डम् उत्तरकाण्डम् एवं काण्डानि सन्ति तत्र इदानीम् अयोध्यायां रामक्षेत्रं सञ्जातं रामक्षेत्रनिर्माणं सम्पूर्णम् अभवत् तद् महद् भाग्यमस्ति अस्माकम्